प्रणामः भारतस्य सञ्चारव्यवस्था कीदृशी अस्ति तस्याः समस्याः अवकाशाः इदानीं पूर्वकाले भारते मार्गाणां किञ्चिद् न्यूनता आसीद् इदानीं तु नितिनगड्गरी इति एकः अद्भुतः असामान्या प्रतिभा अस्ति अतः सामान्यमार्गाणाम् अतीव पुरोगतिः अस्ति केरळे अपि पूर्वं मार्गाणां बहु न्यूनता आसीद् इदानीं बहु सम्यक्रीत्या आभारतं दशवर्षैः तद् मार्गनिर्माणं प्रचलति तदेकम् उत्तमं कार्यम् अनन्तरं रेल्यानम् अपि अतीव सम्यक्रीत्या नवीकरणं प्रचलन् अस्ति तदपि एकम् आशावहम् अत्यन्तं सन्तोषकरं कार्यमस्ति अनन्तरं व्योमयानमपि तत्रापि अभूतपूर्वः पुरोगतिः दृश्यते अतः अनन्तरं नौकाविषयः तावद् अधिकः नास्ति इति चिन्तयामि तद् अपि भवेद् परन्तु इदानीं तु सामान्यं रोड् मार्गः रेल्यानमार्गः व्योममार्गः त्रिषु स्थलेषु अपि अत्यन्तं पुरोगतिः अस्ति बहु उत्तम सूचना अस्ति तद् जनानां समयलाभार्थं गमनार्थम् आगमनार्थं सर्वत्र तत्र तस्य प्रभावः भवति अनन्तरं वाणिज्यपुरोगत्यर्थं धनागमार्थं सर्वत्र अनन्तरं केचन वदन्ति टोळ् शुल्कं न आवश्यकम् इति मम अभिप्राये मम चिन्तायां तद् उत्तममस्ति टोळ् अस्ति चेदपि तत्र उत्तमः मार्गः लभति इति एकम् गुणमस्ति धन्यवादः